अहं नवीनः इति भवन्तः के सन्ति ओहो एवं वा आमिदानीं का समस्या अस्ति हा मया तु दृष्ट्वा एव तत्र तत्पार्श्वे गम्यते खलु न आगच्छदस्तीति दृष्टवान् हा भवन्तस्तु तत्र मन्दम् आगच्छन्ति स्म खलु अतः अहं तावदभ्यन्तरे शीघ्रं तत्पार्श्वं गच्छामीति कृत्वा न तत्तु सत्यं मया दृष्ट्वा एव गतं न एवं सत्यं परन्तु भवन्तः तत्र मन्दमागच्छन्ति स्म खलु हा एवं हा एवमेवं हा एवमाचार्याः अस्तु अहं दृष्ट्वा एव गच्छामि हा सत्यं भवन्तः भवन्तस्तु तत्र दूरे आसन् खलु तत्रापि मन्दमागच्छन्ति स्म अतः मया तत्पार्श्वे गतं तावदेव क्षम्यतां दृष्ट्वा एव गच्छामि अहं हा एवम् एवमाचार्याः अस्तु अहं दृष्ट्वा एव गच्छामि क्षम्यतां अस्तु अस्तु आचार्य